नमस्ते अहं धर्मस्थलतः मंगलूरु कृते गन्तुम् इच्छामि वयं बहवः स्मः इदानीं यदि वयं चत्वारः गच्छामः कार् यानेन तर्हि कीयद् धनं दातव्यं भवति यदि षड्जनाः गच्छेम तर्हि अस्तु तर्हि धन्यवादः